मम राज्यं तु कर्नाटकं वर्तते यथा संस्कृतभाषा सर्वासां भाषाणां मूलभाषा वर्तते तथैव कन्नडस्यापि मूलभाषा संस्कृतं संस्कृतभाषा एव अस्ति यतः कन्नडे कानिचन पदानि सन्ति तेषां श्रवणमात्रेण ज्ञातुं शक्यते यत् एतत् शब्दं संस्कृतात् आगतमस्ति बहूनि पदानि संस्कृतभाषादेव आगतानि वर्तन्ते तदेव संस्कृतिविषये संस्कृतस्य योगदानं बहु वर्तते अत्र यथा कर्नाटकशास्त्रीयसङ्गीतम् इत्यादिकमस्ति तत्र सर्वत्र संस्कृतस्य प्रभावः दृश्यते पुनश्च संस्कृतभाषां विना अस्माकं संस्कृतिः अस्ति इति वक्तुमपि न शक्यते सा अस्माकं संस्कृतिः यथा अस्ति संस्कृतम् आधारीकृत्य एव अस्ति इति मम अभिप्रायः यतः संस्कृतिः सर्वेषां मम सर्वस्मिन् राज्ये भिन्नभिन्नरूपेण भवति तथैव संस्कृतभाषा एका एव किन्तु सर्वेषां राज्यानां संस्कृतिविषये तस्य प्रभावः दृश्यते एव